कष्टतमं चारणं चारणम् इत्युक्ते मम जीवने शिक्षाशास्त्री कक्षायाम् आगतम् एतद् तत्र स्कौट् एण्ड् गैडिङ्ग् इति पाठ्यक्रमः भवति तदनुगुणं पाठ्यक्रमे अंशः भवति पाठ्यक्रमांशे तत्र गच्छामि तत्र गत्वा पश्यामि चेत् आनन्दः भवति सैद्धान्तिकपक्षं ते बहुसम्यक् एव ज्ञापितवन्तः बोधितवन्तः तत्र बहु आनन्दः एवं गन्तव्यम् एवं गन्तव्यं बहु आनन्दः भवति किन्तु यदा गच्छामः प्रायोगिकं भवति तदा कष्टं भवति मम पादे कदाचित् पीडा आ आसीत् तदा यद् दुर्घटना जाता अतः तर्हि गमनकाले यदा गच्छामः तत्र मार्गे वने तत्रैव चारणं भवति यतः तत्र कीटाः भवन्ति मार्गः सम्यक् न भवति यदा अत्र राजमार्गाः सुव्यवस्थिताः भवन्ति तथा नास्ति साधनानि न भवन्ति कुत्रचित् उपरि भवति मार्गः कुत्रचित् अधः भवति मध्ये प्रस्थरा प्रस्थरखण्डाः भवन्ति प्रस्तराः भवन्ति कदाचित् मध्ये मा मार्गे वृक्षाः भवन्ति पतिताः भवन्ति तथा कदाचित् भवति अतः द्वितीयं द्विश् दिक् विषयकं ज्ञानमपि आवश्यकं दिक्भ्रमः भवति चेत् सर्वं नष्टं भवति चारणे तदेव कष्टकरम् यदि गच्छामः सूर्य उदयः अस्ति चेत् सम्यक् किन्तु सूर्योदयः अस्ति चेत् कुत्र अस्ति पूर्वदिशि उदेति तत्र अस्माकं हस्ते घटिः स्यात् तत्र दिशासूचकं यन्त्रं स्यात् तेन सम्यक् भवति कदाचित् दिशासूचकयन्त्रमपि कुत्रचित् स्थलेषु कार्यं न करोति कुत्रचित् तत्र प्रकाशः नास्ति यदि तत्र गच्छामः पुनः प्राप्ति अस्माकं सुव्यवस्थित सुरक्षितस्थले स्थलेषु तत्र स्थलं प्रति न आगच्छामः सायं पर्यन्तं तर्हि निश्चितरूपेण अस्माकं जीवनमपि तत्र कदाचित् सङ्कटे भवति तत्र वन्यजन्तवः हिंसकपशवः तत्र निवसन्ति वनेषु अथवा तत्र मम जीवने तद् कष्टकरमासीत् अनन्तरं बहु आनन्दः अनन्तरं उत्तराखण्डेऽपि गतवान् सिक्किम् राज्येऽपि गतवान् तत्रापि गमनागमनं बहु तत्र आनन्ददायकमस्ति किन्तु प्रथमे कदाचित् प्रारम्भे तु सर्वमेव तदा कष्टप्रदं भवति एव आनन्दः अस्ति तत्र बहुपरिश्रमेण तद् साधनीयं भवति अस्माकं कृते सम्यक् एव भारतीय नौसेनायां भारतीयसेनायामपि ये स्थलसेना या स्थलसेना अस्ति तत्रापि ते गच्छन्ति तत्र अस्य महत् योगदानं तेषाङ्कृते अस्ति एव अतः भारतस्य जनप्रियः चारणस्थानानि कानि इत्युक्ते तत्र हिमालयं गच्छामः अथवा अहं सिक्किम् विषये उक्तवान् उत्तराखण्डविषये उक्तवान् हिमाचल् हिमाचलमपि गतवान् हिमाचले अपि तत्र पर्वतानि सन्ति तत्र दुरूहस्थलानि सन्ति तत्र गच्छामः अस्माकं ये ऋषवः ऋषयः ऋषयः सन्ति मुनयः सन्ति महा महान्तः आचार्याः सन्ति ते तत्र गुहासु गत्वा स्वकीयां स्वकीयतपस्याचरणम् आचरन्ति अन्यत्र ते गच्छन्ति तेषाम् उत्तमानि स्थलानि तत्र उपरि एव पर्वतस्थलेषु द्रुह् दुरूहपर्वतस्थलेषु एव सन्ति एव अतः तत्र तेषां स्थलानां यदा अस्माकम् अभीष्टमस्ति दर्शनं तदा निश्चितरूपेण तत्र तथैव चारणमाध्यमेन गन्तव्यं सर्वत्र हेलिकाप्टर् न गच्छति सर्वत्र वायुयानं तु न गच्छति एव अतः हेलिकाप्टर् गच्छति चेत् तत्र तस्य स्थलमपि स्यात् तादृशम् एवं तद् निमित्तम् अस्माकं कोशे धनमपि स्यात् ततः सर्वत्र तथा सु सौविध्यं नास्ति चारणं बहुसम्यक् अस्ति जीवने बहु अस्य उपयोगः